देवतामूर्तीनां निर्माणविषये का पद्धतिः आश्रियते इत्युक्तौ आदौ या कापि अथवा यस्याः कस्याः अपि देवतायाः निर्माणाम् अवश्यं कर्तव्यम् इत्युक्तौ तदानीम् इदानीं दारुणा निर्माणपद्धतिः एका पद्धतिः पुनः दारुमयविग्रहः शिलामयविग्रहः मृण्मयविग्रहः इति भेदत्रयं तत्र विद्यते तर्हि दारुमयनिर्माणे सति दारुसङ्ग्रहणम् इति आदौ किञ्चित् कर्तव्यं वर्तते तत् यदा शिलासङ्ग्रहणं कर्तव्यं तर्हि पुरुषशिला स्त्रीशिला नपुंसकशिला इति शिलात्रयं पुनः तत्रापि विद्यते तर्हि तदानीं पुरुषशिलैः देवतामूर्तिषु पुरुषमूर्तीनां निर्माणं कर्तव्यम् इत्यादयः पद्धतयः तत्र विद्यन्ते तदनुसृत्य निर्माणं कार्यम्